हा बहुदिनात्मकं चारणं कृतं वर्तते बहवः पर्वताः आरोहिताः सन्ति सम्यक् आसीत् अनुभवः बहुसम्यक् आसीत् मित्रा मित्राणि मिलित्वा गतम् इत्यस्मात् बहु सन्तोषः अनुभूतः टेण्ट् वासः अपि कृतः तदा अस्माभिः अग्निकार्यादिकं कृतमासीत् तत्र बहु शैत्यमासीत् तदर्थम् अग्नि अग्निः ज्वालिता आसीत् टेण्ट् पुरतः एव वयं नृत्यादिकं कृत्वा भोजनादिकं कृत्वा टेण्ट् वासं बहु सन्तोषेण अनुभूतवत्यः कदाचित् उत्तमशय्यादिषु निद्रां कृत्वा तादृशभूमौ निद्रा क्लेश क्लेशं जनयति परन्तु नूतन नूतन अनुभवः इति कृत्वा सर्वम् अनुभूतं सम्यक् आसीत्